मम परिवारेण सह त तव प्रदेशे विरामकाले पारिस् गन्तुम् इच्छसि केचन मातापितरौ यत् कल्पयन्ति तस्य विपरीतं बालकाः गृहात् मूलतः भिन्ने स्थाने भवितुम् आनन्दं लभन्ते प्रायः ते अनुभवाः तेषां सर्वोत्तमाः यात्रास्मृतयः भवन्ति तेभ्यः आरामं कर्तुं नूतनानि स्थानानि अन्वेष्टुं स्मृतिः निर्मातुं च अवसरः प्राप्यते अन्येषां कृते परिवारेण मित्रैः प्रियजनैः वा सह समयं व्यतीतुं स्यात् अवकाशदिनेषु जनानां कृते साहसिकक्रीडा सांस्कृतिकविसर्जनं किमपि नूतनं ज्ञातुं च नूतनानां क्रियाकलापानाम् अनुभवानां च प्रयासस्य अवसरः अपि प्राप्यते